हरिः ओम् भोः जगन्नाथ्पुरी ट्रेवलर्स् एजेन्सि अस्ति वा भो अहं उडिसा प्रदेशमध्ये अहं दर्शनं श्रीजगन्नाथपुरी अस्ति वा उडिसा ओडिसा म ओडिसामध्ये अस्ति वा अहं हा ज हा आम् आम् मम मम इच्छा जगन्नाथपुरी दर्शनं दर्शनं करोमि हा भोः ज अहं शृणोमि अहं शृणोमि जगन्नाथपुरी अत्यन्तं सुन्दरं भवति

तत् तत् तत्रैव समुद्राः सन्ति

आम् आम् आ आम्

आम् आम् आम्

भोः कति कति किरायः सन्ति हा वाहनम् आ हामाम्

कार्वाहने कति सन् कार् वाहनेन कार्वाहनम्

कारम्भो अस्मिन् समये अत्यन्तं धूप अस्ति हा हा हं कार कारवाहनं सम्यक् अस्ति हा हाम् भोः ए सि ए सि भोः ए सि ए सि भोः भोः स तत्रैव तत्रैव धर्मशाला होटल् अस्ति वा आम् आमाम् ओ ओ आमाम् ओ का अ अ जगन्नाथपुरी भगवतः दर्शनं कदा भवति समयः काः

आमाम्

धन्यवादः